हरि ओम् आम् आम् कथं सन्ति हा वयमपि सम्यक् स्मः भवतां निकटे बहुविध विध आयुर्वेद औषधानि प्राप्यन्ते इति श्रुतमासीत् अतः अत्र स्वीकर्तुं आगतम् तत्र मह्यं प्रायः पञ्चविधानि औषधानि अपेक्षन्ते प्राप्यन्ते वा शीतसुधा वर्तते वा हण्ड्रेड् एम् एल् कूपी वर्तते वा एवं एवं तदेकं यच्छन्तु तथा च अर्जुनारिष्ट वर्तते तदपि यच्छन्तु तथा न बैद्यनाथ अपेक्ष्यते

एवं एवं कूपीद्वयं यच्छन्तु हा यथा च इदम् कदिरारिष्ट यच्छन्ति वा न वैद्येन उक्तमस्ति खधिरारिष्ट स्वीकर्तव्यम् इति ज्वरस्य् कृते न अयम्

रक्तं वर्धतु इति कृत्वा इदं दीयते एवम् एवं वा हा हा हण्ड्रेड् एम् एल् एव भवतु

एवं एवं एवं वैद्येनेव उक्तमस्ति हा हा हा वैद्येनेव उक्तमस्ति एतत् स्वीकर्तव्यम् इति अतः स्वीकरोति अस्मि महामञ्जिष्टादिक्वाथ औष्ण्यम् आसीत् अतः महामञ्जिष्टादिक्वाथ स्वीकृतम् इति

हा सर्वमपि शत एम् एल् एव यच्छन्तु हा हा एवं हा एवं तदपि वैद्येनेव उक्तं शैत्यं शरीरे शैत्यं वर्धेतुम् इत्येव उक्तमस्ति एवं एवं एवं अत्र दक्षिणकन्नडे तु बहु घर्मः औष्ण्यं वर्धते खलु तेन पुनः आरोग्यं स्वास्थ्यं सम्यक् न तिष्ठति अतः इदं सर्वं स्वीकृतम् उक्तमस्ति हा एवं एवं कियत् जातं कियत् जातमस्ति धनं सहस्रं तावदेव वा ह्म् बहु सम्यक् बहु सम्यक् पुनः पुनः आगच्छामः तर्हि अस्तु धन्यवादाः